नमस्ते भारतीयवास्तुशास्त्रस्य बहवः मुख्यग्रन्थाः भवन्ति सर्वशास्त्राणां जन्मभूमिः भवति भारतम् अत्र वास्तुशास्त्रम् इत्युक्ते सैन्स् आफ़् आर्किटेक्चर् इति आङ्ग्लभाषायां वदति वास्तुशास्त्रं नाम किम् इत्युक्ते स्थानस्य निवासस्य व्यापारस्य वा कार्याय प्रयोजनाय च अत्यन्तं सम्यक् उपयुक्तनि स्थानानि परिकल्पयितुं वास्तुशास्त्रम् इति नाम्ना प्रसिद्धस्य प्राचीनभारतीयदर्शनस्य लक्ष्यमस्ति शुभभवनानि निर्माय प्रचुरता समृद्धिः वर्धयितुं प्राचीनं प्राचीनं भारतीयं विज्ञानम् अस्ति विश्वकर्मप्रकाशः इति ग्रन्थे वास्तुशास्त्रस्य कृते लिखितमस्ति अन्ये बहवः मुख्यग्रन्थाः सन्ति मनस्सारब्रुहत्सम्मिता मयमतम् अङ्कशास्त्रम् अपराजितवास्तुशात्रम् महा अगामस् अयादि इत्यादयः बहवः वास्तुशास्त्रग्रन्थाः वर्तन्ते वास्तुशास्त्रम् अद्य बहु प्रचारः अस्ति किमर्थम् इत्युक्ते ग् भवननिर्माणं भवननिर्माणं वा अथवा अन्नम् इत्यादिव्यापारकार्याय कार्याय वा अपरस्य कार्याय वा एतत् बहु उपयुक्तः बहवः उपयुज्यन्ते